अस्माकं प्रान्ते तु गिरिजनाः तेषां ते ते नृत्ये ते तेषां तेषां एका ब् एका एकं पा प्रत्येकं नृत्यं भवति ते तास्मिन् नृत्ये बाल बाल्यकालादेव बालिकानपि बालानपि बालिका बालिकानां कृते अपि बालानां कृते अपि शिक्षणं ददन्ति ददति इत्थं ते त तेषां कलां नृत्यकलां पोषयन्ति नृत्यमतिरिच्यापि हस्तकलाः बहुविधाः हस्तकलाः सन्ति अ हस्तकलासु अपि हस्तकलाः सन्ति हस्तकलासु अपि अत् अत् ति ति अब् अब् त तेषु स्वाभाविकतया एव जेनेटिकल् इति वदन्ति खलु तादृशः एकः विशेषः अभ्यासः भवति सुते तस्य बाल्यकलादेव सर्वे अपि तेषां तस्य अभ्यासं कुर्वन्ति तदतिरिच्यापि गिरिजनेषु ते चि चिन्वन्ति अप् बहूनि साधनानि चिन्वन्ति प्राकृतिकरूपेण तेषां उपयोगं कर्तुमपि ब् कर्तुं नगरजनाः अस्क्तिकराः भवन्ति अतः ते तेषां सङ्कलनं कृत्वा अत्र नगरेषु आगत्य तेषां विक्रयणं कुर्वन्ति गिरिजनकलाः गिरिजनकलायां आसक्ताः जनाः तेषां क्रयणमपि कुर्वन्ति एतादृश स अनेक संस्थाः अपि सन्ति गिरिजनेषु कृते गिरिजने गिरिजने गिरिजनानां कृते अनेक संस्थाः सन्ति तेषां अभिवृद्ध्यर्थं ते संस्थाः अपि तेषां रिकग्नैस् कृत्वा ते क क इदे ते किं कुर्वन्ति त तस्य कला त तस्याः कलायाः अभिवृद्ध्यर्थम् अन्यजनानं कृते अपि तस्य शिक्षणं ददति